हरिः ओम् नमस्ते पुस्तकसङ्ग्रहालयो वा मम कृते कानिचन पुस्तकानि अपेक्षितानि आसन् आं सद्यः कानि पुस्तकानि प्रकाशितानि नूतनतया

हा हा हा आम्

हा स्वातन्त्रसङ्ग्रामस्य पुस्तकानि अपेक्षितानि आसन् अपि च भारतीयइतिहाससम्बद्धानि पुस्तकानि सन्ति वा तानि विशेष्य नाम आम् एतैः रचितं किं सावर्कर् महोदयैः भारतीय इतिहासस्य स्वर्णयुगं

हाहाहा अपि च तादृशानि सद्यः दश अथवा पञ्चदशपुस्तकानि प्रेषयितुं शक्नुवन्ति वा भवन्तः आम् एवं भवतां तत्र सा व्यवस्था वर्तते वा पोस्ट् प्रेशणार्थं हा हा हा

आ हा एवं अहं पुस्तकानां पट्टिकां कृत्वा भवद्भ्यः प्रेषयामि अनन्तरं भवन्तः अपि च तेन सह आम् अस्मिन् अड्रेस् अपि यच्छामि तदड्रस् अड्रस् प्रति भवन्तः प्रेषयितुं शक्नुवन्ति हा

अपि च आम् पुस्तकस्य कियद्धनं भवति इत्यादि आं पुस्तकम् पुस्तकस्य नाम वदामि तत् पुस्तकस्य धनं कियदस्ति इति वक्तुमर्हन्ति वा इदानीं अथवा नव अथवा नूतनतया इदानीं प्रकाशितानि पुस्तकानि यानि सन्ति तेषां तेषां केवलं कियद्धनं भवति एम् आर् पि कियद् भू अस्ति इति प्रेषयितुं शक्नुवन्ति वा

ह्म् ह्म् हा हा हा भवतां कुत्र तद् ब् पुस्तकसङ्ग्रहालयः वर्तते कस्मिन् प्रदेशे वर्तते हा हा हा हा हा हा

आम् हा हा एवम् अपि च भवतां ब्राञ्चस् नास्ति